हरिः ओम् किं करोति किं करोति अहो भोजनादिकं जातं आ अहं किं वदामि शृणोतु अहं किं वदामि बहुदिनानि जातानि यं कुत्रापि भ्रमणाय न गतवन्तः अतः अहं चिन्तयामि अस्मिन् सप्ताहे कुत्रापि गच्छामि वा गच्छामः वा अस्तु तर्हि अस्मिन् नाम रविवासरे मम अवकाशः अस्ति तर्हि तस्मिन् दिने एव गच्छामः

चिन्ता मास्तु इदानीं तु पूजा आगच्छति अतः रविवासरे सर्वम् उद्घाटितम् एव भविष्यति इति मन्ये न न पूजा अस्ति अतः इदानीं उद्घाटितं भविष्यति चिन्ता मास्तु आम् आम् हा अस्तु अस्तु नाम उत्तमचिन्तनम् अस्ति स्वीकरोतु चिन्ता नास्ति अस्तु अस्तु आं वदतु आम् आम् आं तदेव सम्यक् सम्यक् अस्ति सम्यक् अस्ति अहं वदामि मम अस्ति सः नाम तस्य तं वदामि सः यानं स्वीकृत्य आगच्छति तेन एव गच्छामः पुनः तत्र त्रिपुरा त्रिपुरा नाम तत् त्रिपुरेश्वरीमन्दिरं गच्छामः अनन्तरम् अत्र आगत्य किमपि भोजनम् इत्यादिकं कृत्वा अनन्तरं प्राणि इत्यादिकं सर्वं क्रयणं कृत्वा आगच्छामः रात्रौ तो भवत्याः अनुजा अपि अस्ति ताम् अपि स्वीकरोतु सापि किमपि क्रयणम् इत्यादिकं करिष्यति मम अद्य किञ्चिद् विलम्बः भविष्यति कार्यं किं नाम किञ्चित् अधिकम् अस्ति अद्य हा भवती भोजनम् इत्यादिकं समाप्य निद्रां करोतु अहम् आगच्छामि आम् आम् अस्तु